हरि ओम् नमस्ते महोदय श्रीकृष्ण उपहारमन्दिरं वा आम् अहं भवतां सुप्रसिद्धा ग्राहिका अस्मि माम् अभिज्ञातवान् इति चिन्तयामि आम् आं प्रतिदिनं भवताम् उपाहारमन्दिरात् एव अहम् भोजनं करोमि अद्य किम् इत्युक्ते अद्यापि मया किं ओर्डर् कृतम् अस्ति किं किम् इति तत्र आहारादिकं निर्दिष्टम् अस्ति अद्य किञ्चित् अहं यत् प्रतिवारं स्थानं निर्दिष्टम् अस्ति तत् स्थाने अहम् अद्य नास्मि अतः किञ्चित् स्थानं परिवर्तयितुं इष्या इच्छामि अतः किञ्चित् भवान् तत्र लिखति चेत् यः प्रेषयति तं सूचयतु इति निवेदनं आम् अहं सङ्केतं सूचयामि वा अस्तु महोदय व्योमा लिङ्ग्विस्टिक् लेब्स् इति व्योमा लिङ्ग्विस्टिक् लेब्स् नागरभावी सेकेण्ड् स्टेज् एन् जी एफ् लेयौट्

फोर्टीस् हास्पिटल्

अस्तु महोदय धन्यवादः महान्तः धन्यवादाः